भगवद्गीता मया बहुवारं पठिता भारतीयानां ग्रन्थः भगवद्गीता इति वदामि चेत् अपि सत्यमेव भग्वद्गीता नाम भारतीय दार्शनिकी परम्परा यदा कदा मनसि प्रश्नः भवति तदा भगवद्गीताम् उद्घाट्य तस्य कमपि श्लोकं पठामि चेत् उत्तरं प्राप्यते न केवलं दार्शनिकतत्त्वं भगवद्गीतायाम् उक्तम् अपि तु भगवद्गीता नाम जीवनस्य मार्गदर्शिका एव श्रीकृष्णेन अर्जुनाय यत् उक्तं न केवलं युद्धं करोतु इति अपि तु जीवनं जीवनस्य मार्गदर्शनम् एव कृतं श्रीकृष्णेन भगवद्गीतासम्बन्धीनि यानि यानि पुस्तकानि सन्ति ये ये ग्रन्थाः सन्ति ये टीकाकारैः लिखिताः यैः टीकाकारैः तस्य उपरि टीकाग्रन्थाः लिखिताः सन्ति तेषाम् अपि अहं पाठनं पठनं च करोमि यतो हि भिन्नभिन्नाः जनाः भगवद्गीतायाः भिन्नभिन्नान् अर्थान् वदन्ति भगवद्गीतायाः उपरि यदि चलच्चित्रं भवेत् तर्हि तस्य दर्शनं मम प्रियविषयः स्यात्